मम गृहं प्रति द्वित्रिबान्धवाः आगताः मम कृते भवतां रेस्टोरेण्ट्तः किं मच्चिलि इति रेस्टोरेण्ट्तः मम कृते पञ्च षट् परोठ दश चपाति तेन समं किञ्चित् कुर्म किञ्चित् बाजि सर्वं प्रेषयन्तु तेन समं दश कूल् ड्रिङ्क्स् कूल् ड्रिङ्क्स् अनानसः ज्यूस् भवितुमर्हति द्राक्षायाः पञ्च जूस् भवितुमर्हति दश पप्स् पञ्च बर्गर् सर्वं प्रेषयन्तु मम गृहस्य अड्रेस् अहं वाट्सप् द्वारा प्रेषितवानस्मि कृपया दृष्ट्वा मम गृहं प्रति प्रेषयन्तु भवन्तः आगमनकाले एकवत् दूराणिं कुर्वन्तु अहं मार्गमद्ये एव आगत्य स्वीकरोमि धन्यवादाः